निजधातोः निष्पन्नम् इयं योगः शब्दः योगकरणं न सुलभः इति मम मतं मम भाग् योगकक्षासु भागः अवः मम अम् अनुभवः उभयत्रापि अस्ति गृहे एवञ्च योगकक्षासु योगकक्षासु यथा योगः योगः भ् योगः भवति तथा गृहे न भवति यतो हि गृहे वार्तालापं भवति एवञ्च प्रतिदिनं योगाभ्यासः न भवति अर् अर्थात् नैरन्ते रूपेण योगाभ्यासः न भवति किञ्च गृहे योगाभ्यासः क्रियते चेत् जामिता अपि अनुभूयते एवञ्च योगाभ्यासः नाम क कश्चन भवेत् पाठयितुं यतो हि यतो हि पादः कथं स्थापनीयं हस्तः कथं स्थापनीयं कुत्र स्थापनीयम् इत्यादि विषयः निरी कश्चित् उद्बोधयति चेदेव योगाभ्यासः सम्यक् भवति योगः नाम योगः न तु योगः नाम न तु आसनं मुद्रा योगः योगः नाम यो प पतञ्जलिः योगश्चित्तवृत्तिनिरोधः इति उक्तम् इति तेषाम् इति योगश्चित्तवृत्तिनिरोधः इति सूत्रमस्ति तत्र चित्तवृत्तिनिरोधः एव योगः इत्युच्यते योगाभ्यासं करणात्पूर्वम् आस विषयेषु आसक्तिः भवति परन्तु यदा योगाभ्यासः क्रियते तदा विषयेषु आसक्तिः न भवति इति योगस्य विशेषः योगकरणेन स्वास्थस्य रक्षणमपि भवति तेन अनुशासने मनुष्यः कथं भवति इत्यपि सः अवगच्छति